प्राचीनकालतः अपि क्रीडा इत्युक्ते महिलानामेव भवति आधुनिककाले पुरुषाः क्रीडन्ति किन्तु प्राचीनकाले अधिकतया गृहे भूत्वा भव्याः क्रीडाः गृहक्रीडाः ब्रये बहिष्टात् कि क्रीडाः इत्युक्ते बहिः याः क्रीडाः सन्ति ताः क्रीडाः अपि सर्वाः क्रीडाः अपि महिलाः एव अधिकतया क्रीडन्ति स्म तत् इदानीं नूतनतया क्रीडाः महिलाः करणीयाः इति चिन्तनं न पूर्वकालात् एव एताः क्रीडाः महिलाः क्रीडन्ति अधुनातनकाले आधुनिककाले आधुनिकक्रीडाः क्रीडन्ति पूर्वकाले दूरदर्शनं नास्ति दूरवाणी नास्ति ईमेल् नास्ति इण्टर्नेट् अन्तर्जालः नास्ति किमपि नास्ति पूर्वं कथं जनाः समयं यापयन्ति सर्वे पुरुषाः बहिर्गत्वा उद्योगं कुर्वन्ति व्यवसायं कुर्वन्ति धनम् आनयन्ति वस्तूनि आनयन्ति महिलाः गृहे भूत्वा गृहकार्यं कुर्वन्ति तदनन्तरं किं करणीयं गृहकार्यानन्तरं क्रीडाः क्रीडाः क्रीडन्ति तेन कारणेन शारीरिकदृढत्वं भवति मानसिकदृढत्वं भवति अनन्तरम् आरोग्यं भवति आनन्दं भवति सर्वमपि आगच्छति तत्र महिलाः अधिकतया क्रीडन्ति एव इदानीमपि क्रीडन्ति कोको क्रीडन्ति कबडि क्रीडन्ति क्रिकेट् क्रीडन्ति ये पुरुषाः ये याः याः क्रीडाः कुर्वन्ति ताः सर्वाः अपि महिलाः अपि अधुनातने आधुनिकाले सर्वं सर्वाः क्रीडाः अपि क्रीडन्ति एव